डी वी जी डी वी गुण्डप्पा तस्य मङ्कुतिम्मनकग्गा इति ग्रन्थः अस्ति किमर्थम् इति चेत् अध्यात्मतत्त्वं सः निजजीवने कथं भवेत् इति उक्तवान् अतः समीचीनं पुस्तकम् अस्ति अमान्न अस्सुगे अरमानसुगे इति अस्